अस्माकं संस्कृतिमध्ये बहु इम्पार्टेण्ट् अस्ति आचरणम् किं वयम् आचरणं कुर्मः तद् आचरणस्य सहायमेव संस् संस्काराणि संस्कृतीः तस्य प्रवाहः भवति अधुना तु वयं सर्वे समस्तविश्वस्य भ्रमणं कुर्मः यदि अस्माकं तत्र गत्वा तत् आचरणं कुर्मः तदा वयमपि तन्मध्ये मिश्रभवं मिश्रितं भवामः यदि तद् आचरणं तद् संस्कृतिः अस्माकं मध्ये बहु गूढतया बहु उत्तमतया इन्ग्रियण्ड् अस्ति चेत् तदा वयं कुत्रपि ग गच्छामः कुत्रापि किमपि कुर्मः तथापि तद् संस्कारस्य वासना अस्माकं मध्ये भविष्यति तद् सर्वे दृष्ट्वा एतद् अनुभवं कुर्वन्ति अस्माकं संस्कारः किम् अस्ति अस्माकं संस्कृतिः किमस्ति अस्माकम् आचरणं किमस्ति

किमपि उत्सवाः सन्ति तत् ते तेषां मध्ये सर्वेपि पश्यन्ति कथमेतद् आचरणं भवति कथमेतद् संस्कृतिः भवति एतत् संस्कृतस्य किं मान्यताः सन्ति किं किं परम्पराः सन्ति किम् आचरणानि सन्ति तद् उत्सवाः सर्वेषामपि स्फूर्तिं वदन्ति सर्वेषां तद् उत्सवं मध्ये तदनुष्ठानानां मध्ये आगमष्यन्ति चेत् सर्वे अनुभवन्ति सर्वेपि स्फुरितवान् भवन्ति वयमपि एतद् संस्कृतिः अडेप्ट् कुर्मः वयमपि बहु संस्काराणाम् आचरणं कुर्मः तथा संस्कृतेः आचरणानां बहुमहत्वमस्ति